अहं गतमासे एकां शाटिकां क्रीतवती तस्य वस्त्रस्य गुणवत्ता अपि बहु सम्यक् अस्ति वर्णः अपि बहु सम्यक् अस्ति जले स्थापयामि चेत् अपि वर्णः न गच्छति अहं सन्तुष्टा अस्मि